मया अधीतं शास्त्रं वर्तते वेदान्तशास्त्रम् भारतीयतत्त्वशास्त्रे वेदान्तशास्त्रस्य स्थानम् अत्यन्तम् उत्कृष्टं वर्तते इति वक्तुं शक्नुमः यतः अन्यत्सर्वमपि यदि शास्त्रत्वेन परिगृह्यन्ते गृ गृ अन्यत्सर्वमपि यद्यपि शास्त्रत्वेन परिगृह्यते तथापि तेषां प्रमाणं किम् इत्यत्र एव संशयः इदानीम् साङ्ख्यकारिकाः सन्ति अथवा साङ्ख्यसूत्राणि इत्येव यद्यपि स्वीकुर्मः तथापि तत्र एवं स्थितिरस्ति यत् कपिलप्रणीतसूत्राणि अथवा न्यायशास्त्रे गौतमप्रणीतानि सूत्राणि इत्येवं तत्र व्यक्तिकृतानि सूत्राणि एव तत्र प्रमाणानि इति भवन्ति अत्र तु वेदान्ते प्रमाणत्वेन स्वीक्रियन्ते उपनिषदः उपनिषदाम् अपौरुषेयत्वम् अङ्गीक्रियते यतः उपनिषदः वेदाः वेदाः अपौरुषेयः इत्यतः उपनिषदाम् अपौरुषेयत्वं सिद्धम् अपौरुषेया अपौरुषेया या उपनिषत् तया ये विचाराः उक्ताः ते एव अस्माभिः इत्युक्तौ वेदान्तिभिः प्रमाणत्वेन गृह्यते इत्यतः शास्त्रेण यदुक्तं तत् निश्चयेन प्रमाणं भवितुमर्हति यद्यपि अन्यत्र युक्तयः कदाचित् समीचीनाः स्युः इति भाति तत्रापि एवं यदि वादग्रन्थान् पश्यामः याः कश्चन उक्तयः उक्तयः पूर्वपक्षिभिः वेदान् तिभिः यद्यपि प्रदर्शिताः तद्बाधकाः उक्तयः वेदान्तिभिरपि वादग्रन्थेषु प्रदर्शिताः एव तथापि यद्यपि उक्तिः कदाचित् मनोहारी अन्यशास्त्रप्रतिपादिता उक्तिः अत्यन्तं समीचीना वर्तते अत्र कश्चनः दोषः नास्ति इति यद्यपि भाति तथापि एतत् प्रमाणं श्रुतिप्रमाणं न अन्येषां शास्त्राणां वर्तते इत्यतः वेदान्तेन यत् प्रतिपाद्यते तत् प्रमाणं भवितुम् अर्हति इत्यतः सर्वेषामपि अन्येषां शास्त्राणाम् अपेक्षया वेदान्तशास्त्रम् उत्कृष्टं भवति इति एकः विचारः पुनः अपरः तत्रापि इदानीं वेदान्तशास्त्रम् इति यदा स्वीकुर्मः तत्र पुनः वेदान्ते अन्ये प्रविभागाः सन्ति यथा द्वैतवेदान्तः अद्वैतवेदान्तः विशिष्टाद्वैतः इति अहं पुनः स् नामानि बहूनि सन्ति प्र प्रमुखतया एतेषां ग्रहणं सर्वदा यदा वेदान्तप्रकाराः इति दृश्यन्ते तदा एतेषां नाम आदौ श्रूयते तेषु अद्वैतवेदान्तः एव वेदान्तः इति ज्ञानिनः अथवा ये वेदान्तं सम्यक् अधीतवन्तः ते वदन्ति यतः अत्यन्तं सरलं पुनश्च प्रदर्शिताः युक्तयः समीचीनतया सङ्गच्छन्ते इत्येवम् अनेके अंशाः सन्ति इत्यतः समीचीनतया स्पष्टतया इदं ज्ञायते यत् उपनिषदपि अद्वैतमेव प्रतिपादयति इति इत्येवं वेदान्तेष्वपि यद्यपि प्रकाराः सन्ति तत्रापि अद्वैतवेदान्तः वेदान्तः इति नाम्ना अविधीयते इति एवम् अद्वैतवेदान्तशास्त्रम् अत्यन्तम् उत्कृष्टं पुनश्च एकाम् एकां घटनाम् अत्र स्मर्तुम् इच्छामि देवदत्तपाटील्महाभागाः ते तु न्याये अत्यन्तम् विद्वांसः ते तैरुक्तं मया एवं स्मर्यते कदाचित् तैरुक्तम् आसीत् यद्यपि शास्त्रान्तराणि शा अन्यानि बहूनि शास्त्राणि अपि अधीतानि तथापि वेदान्तम् अनधीत्य अन्यत् किमपि प्रयोजनाय न भवति इति इत्युक्तौ यद्यपि न्याये तेषाम् नैपुण्यं वर्तते तथापि ते स्वयं वदन्ति यत् वेदान्तः सर्वैरध्येयः इति इत्यतः इत्येवम् विद्वद्भिरपि इदमङ्गीक्रियते इत्यतः वेदान्तशास्त्रं तत्रापि अद्वैतवेदान्तशास्त्रम् अत्यन्तम् उत्कृष्टं भवति इति अनेन ज्ञायते